तव राज्ये तव राज्ये प्रादेशीककथाः महापुरुषाणां प्रसिद्धं वर्तते राज्यसमे इतिहासे संस्कृतौ परम्परायां शिवाजीमहाराजस्य कथाग्रन्थमस्ति कश्चित् बालकः एकस्मिन् लघूनि सिंहासने उपविष्टवानासीत् तस्य भट्टाः कञ्चन ग्रामाधिकारिणम् आनितवन्तः तस्य अपराधः एवम् आसीत् एकास्याः अनामविधवायाः बालात् कारणम् इति ग्रामाधिकारिणः हस्तौ पादौ च बुद्धौ आस्तम् आस्तं अनाथानां सहायं रक्षणं ग्रामाधिकारिणः कर्तव्यम् किन्तु सः न केवलं दृष्टम् अपि च गर्वी एतावान् लघुबालकः तस्य चेष्टाः सुनिश्चितं परीशीलयदिति तस्य ग्रामाधिकारिणा उहापि न भवत् ग्रामाधिकारिणः न केवलं गृहीतवान् अपि तु न्यायस्थानं प्रति तम् आनीतवान् सः बालकः सर्वविषयश्रवणानन्तरं ग्रामाधिकारिणि दारूणमपराधं कृतवानिति स्पष्टमभवत् इति